अहं नाम मृगाणां चित्राणि एव स्वीकरोमि गजः शुनकः तदा नाम केरलीयः इति कारणात् गजः नाम समूहे बहु इच्छा भवति तस्मात् उत्सवे यदा तदा आलङ्कारं कृत्वा यदा गजः आगच्छति चेत् तत्र बहु द्रष्टुं बहु सम्यक् भवति तस्मात् तादृशचित्राणां ग्रहणं करोमि अहं